त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चदशदिनाङ्कः द्वि त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य अगस्त् मासस्य षोडशदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य अगस्त् मासस्य चतुर्दशदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चविंशतिदिनाङ्कः षड् नवति उत्तर एकोनविंशतिशततमवर्षस्य अगस्त् मासस्य सप्तदशदिनाङ्कः